भारतीय तत्त्वमीमांसामध्ये भारतीयतत्त्वशास्त्रे मम ग्रन्थस्य स्थानं सर्वप्रथमम् अस्ति साङ्ख्यशास्त्रं मम अतीव प्रियं शास्त्रम् अस्ति तस्य प्रणेता आचार्यः कपिलमुनिः अस्ति साङ्ख्य इति सङ्ख्यावाचकः शब्दः अस्ति जगतस्य विश्वस्य मूलकारणतत्त्वः अस्ति साङ्ख्यमतानुसारं प्रमुखतयाः पञ्चविंशतयः तत्त्वानि सन्ति तथा च शैवदर्शने षट्त्रिंशत्तत्त्वानि सन्ति साङ्ख्यशास्त्रे पञ्चविंशतयः तत्त्वानि सम्मिलिताः सन्ति यथा पुरुषः प्रकृतिः महत् बुद्धिः अहङ्कारः चक्षुः कर्णः नासिका जिह्वा त्वक् वाक् पाणिः पादः पायुः उपस्थः मलः शब्दः स्पर्शः रूपः रसः गन्दः पृथ्वी जलः तेजः वायुः तथा च आकाशः साङ्ख्यशास्त्रं द्वैतवादी अस्ति यथा प्रकृतिः तथा च पुरुषः साङ्ख्यशास्त्रं पुरुषस्य साङ्ख्यशास्त्रमध्ये पुरुषस्य अपरनाम शाश्वतः अथवा आत्मा अस्ति साङ्ख्यदर्शने दुःखस्य त्रयः प्रकाराः वर्तन्ते अथवा मिलन्ति आध्यात्मिकः आदिभौतिकः तथा च आदिदैविक त्रयप्रकारकाः दुःखाः साङ्ख्यशास्त्रस्य मध्ये दुःखस्य ज्ञानद्वारा विवरणं करोति एते प्रकारे साङ्ख्यशास्त्रं मम प्रियम् अस्ति